अस्माकं देशे गणेशचतुर्थिं विजृम्भणेन आचरणं कुर्वन्ति अतः मार्गे मार्गे अपि गणेशस्य प्रतिमाम् आनीय तं पूज्य अनन्तरं विसर्जनं कुर्वन्ति एवं गणेशस्य मूर्तिकरणे रासायनिकस्य उपयोगं क्रियते एतत्तु मूर्ति करणे चिन्ता नास्ति परन्तु तस्य विसर्जनसमये कुत्रापि सरोवरे विसर्जनं करणीयं भवति अस्मिन् समये सरोवरे जलं कलुषितं भवति तत्र मत्स्याः सन्ति चेत् तेषामपि कष्टं भवति अतः यत् यतः तत्र बहु गणपतिमूर्तयः भवन्ति एतत् कष्टं तु अधिकमेव अस्ति एतस्य परिहारार्थम् एकं तु प्रतिमां प्लास्टर् आफ् प्यारिस् विहाय मृत्तिकया कर्तुं शक्यते एतेन जलं कलुषितमपि न भवति अनन्तरं बहुजनेभ्यः उद्योग अपि प्राप्यते